हा सर् वदतु कदा मध्याह्ने वा रात्रौ वा अल्पाहारनिमित्तं वा अद्य तु गृहे अतिथयः आगताः तेषां कृते किञ्चित् विशेषतया किमपि पाकं कुरु आहा तत्र शाखापुलाव् अनन्तरं कुक्कुम्बर् दधि मिश्रणं कृत्वा करोतु ततः परं अपूपः हा करोतु पानकं करोतु हा अनन्तरं मम मम कृते तु पृथक्तया मम किञ्चित् ज्वरः अस्ति अद्य अतः मम कृते पेप्पर् अधिकं योजयित्वा सारः पाकं करोतु हा तेन सह किञ्चित् कषायः अपि करोतु बेटल् लीव्स् जीरा इत्यादि उपयुज्य तत्सर्वं सम्यक् मिश्रणं कृत्वा सारः कषायः करोतु हा अस्तु तथापि कर्तुं शक्यते सम्यकेव अतिथयः आगताः खलु तेषां कृते इतोऽपि विशेषतया पयोहिममपि निर्माणं कृत्वा देहि ते भोजनात् परं तत् खादन्ति आ करोतु वयं तु तमिळुनाडुमध्ये स्मः खलु अतः अस्माकं पारम्पर्य मिष्टान्नं तु पोङ्गल् वर्तते खलु तत्करोतु आं करोतु हा घृुतम् इत्यादि योजयित्वा आम् एवं योजयित्वा करोतु परिवेषणसमये जागरूपतया करोतु ते तु मुख्याः सन्ति

हा अस्तु गच्छ रां रां